एतत्तु सत्यमेव अस्ति अधुना तन्त्रज्ञानं बहु दिनं प्रतिदिनं दिनं प्रतिदिनं परिवर्तनं भवति एव अस्ति तन्त्रज्ञानस्य परिवर्तनस्य समस्या न अस्ति किमर्थमिति चेत् सर्वत्र परिवर्तनं भवेयुः परिवर्तनमेव जगतः नियममस्ति परन्तु तस्मिन् ता तद् तन्त्रज्ञानं युवाः काः सन्ति अस्मिन् अस्मिन् आधुनिकयुगस्य युवाः ते ते सर्वे बहु सम्यक् रूपेण उपयोगं कुर्वन्ति परन्तु ये ज्येष्ठाः सन्ति वरिष्ठनागरिकाः सन्ति तासां किञ्चित् कष्टं भवति तत्र कानि कानि समस्यानि अनुभवन्ति इति चेत् अहं मम स्वमातुः पितरौ ये सन्ति तेषामेव उदाहरणं वक्तुमिच्छामि ते सर्वे कीपेड् दूरवाणीसङ्ख्यायाः उपयोगं कृतवन्तः आसन् यदा एतद् आण्ड्रोय्ड् मोबैल् सेट् आगतं खलु तदा तेषां भयमासीत् यदा अहं हस्तेन तद् स्क्रीन् स्पर्शयामि तदा किमपि भविष्यति वा कथम् एतस्य उपयोगं करणीयं किमपि आप् भविष्यन्ति चेत् तद् कथम् ओपन् करणीयं तद् आप् कथं क्लोस् करणीयम् एतस्मिन् सर्वस्मिन् विषयेपि तेषां कृते कष्टानि भविष्यन्ति एव ते न जानन्ति कथम् उपयोगं करणीयम् इति यदा कदापि वयं वाट्साप्मध्ये सन्देशं प्रेषणीयमिति चेत् सन्देशस्य रचनां कथं करणीया किमर्थमिति चेत् ये आङ्गलभाषां जानन्ति ये कन्नडे ते ते प्रेषयितुं शक्यन्ते ते इति तत्र ते चिन्तयन्ति सर्वस्मिन् भाषायाम् अस्ति तत्र व्यवस्था कन्नडभाषायामपि अस्ति संस्कृतभाषायामपि कन्नडभाषायामस्ति आङ्ग्लभाषायामस्ति हिन्दीभाषायामस्ति सर्वस्मिन् प्रादेशिकभाषायाम् अस्ति परन्तु तत्र समस्या का इति चेत् इदानीं माता कन्नडस्य सेटिङ्ग्स् कृत्वा ददातु इति वदति कन्नडस्य सेटिङ्ग्स् कर्तुं तस्य पुत्रीं प्रति न आगच्छति सा आङ्ग्लभाषया पठितवती एतादृशाः समस्याः तत्र भविष्यन्ति तथा तत्र प्रैवेसि भवति खलु अथवा सेक्युरिटि किं विषयाः भवन्ति ता तेषां विषये ज्येष्ठानाम् सम्पूर्णं ज्ञातुं न शक्यते तस्य प्रयोगं कर्तुं तदापि तत्र कष्टः भविष्यति इति मम भावना परिहारः किम् इति चेत् वयं वयं यदा समयः भविष्यति तदा तेषां कृते वयमपि पाठनं करणीयं तथा किञ्चित् मोबैल् सेटिङ्ग्स्मध्ये अधुना एतानि सर्वाणि फ़ीचर्स् तत्र आगतं वाय्स् नोट् उक्त्वा आपरेशन् करणं कथम् आपरेट् करणीयम् इति परन्तु पूर्वं तानि सर्वाणि न आसन् समस्याः तु सन्ति किमर्थमिति चेत् दिनं प्रतिदिनं दिनं प्रतिदिनं तत्र अप्डेट् अभिवृद्धिः भवति अप्डेटेड् तन्त्रज्ञानस्य उपयोगं कर्तुं सम्यक् रीत्या न भविष्यति चेत् सम्यक्रीत्या न आगतं चेत् तत्र बहु कष्टानि आगच्छन्ति उदाहरणार्थं फ़ोन्पे इति वदामः यद् ज्येष्ठानां कृते स्पां वा हाकर्स् वा दूरवाणीं कुर्वन्ति चेत् तेषां न ज्ञायते किं करणीयम् इति कोपि वा दूरवाणीं कृत्वा अहं बेङ्क्तः दूरवाणीं कुर्वन्नस्ति तव सङ्ख्यां वदतु दूरवाणीसङ्ख्यां वदतु इति चेत् वरिष्ठाः तत्र वदन्ति ततः तेषां सर्वं किं मौल्यं इन् माहितिः अस्ति तत्सर्वम् हाकर्स् कृते मिलति एतादृश्यः समस्याः तत्र भवन्ति इति मम भावना